हरि ओम् महोदय

आम् आम् महोदय कानि कानि शाकानि अस्ति महोदय अत्र श्वः मम गृहे पूजा अस्ति इत्युक्ते किञ्चिद् शाकानि आवश्यकं महोदय

आम् पटोला अस्ति वा भो महोदय अत्र आ ओके मूल्यं किं महोदय मूल्यं किं पटोलस्य मूल्यं किं महोदय ओ एतद् बहु अधिकं अभवत् महोदय किञ्चिद् न्यूनं कृत्वा ददातु किलो किलो द्वयम् आवश्यकं महोदय मम मम गृहे पूजा अस्ति खलु इत्युक्ते किलो द्वयम् आवश्यकम् महोदय अहं सर्वदा अत्र एव आगच्छति खलु इत्युक्ते किञ्चित् न्यूनं करोतु अस्तु अस्तु भेण्डी भेण्डी अस्ति वा अत्र मूल्यं किं महोदय भिण्ड्याः अत्रापि किञ्चित् न्यूनं करोतु महोदय अस्तु वा अस्तु अनन्तरम् एतद् अपि किलो द्वयम् आवश्यकम् आम् अनन्तरं शाकापुष्पम् अनन्तरं शाखा शाखाफलं एतत् पनसम् अपि अस्ति वा पत्रम् पत्रम् आम् आम् महोदय एतद् अस्ति वा अस्तु अस्तु एकम् एकं ददातु महोदय एतद् अस्तु वा परन्तु भवतः आपणे एतद् न्यूनं बहु अधिकम् अस्ति महोदय अस्तु अस्तु एकं कार्यं करोतु किञ्चित् मरीचिका अपि आवश्यकम् अनन्तरम् एतद् अस्ति वा महोदय एतत् अपक्व आम्रम् अस्ति वा अस्तु धन्यवादाः अनन्तरम् एतद् अस्ति वा मास्तु मास्तु किमर्थम् एतद् श्वः मम गृहे पूजा अस्ति खलु अत्र एतद् उपयोगं न करोति महोदय आ भवान् न जानति वा अस्तु अस्तु महोदय एतद् अपक्व एतत् अस्ति वा आम्रम् अस्ति वा अस्ति वा एवं वा कति मूल्यं महोदय पञ्चरूप्कायणि वा अस्तु अस्तु एकं कार्यं करोतु भवान् एतद् अपक्वफलम् अस्तु अस्तु महोदय एतद् प्रेषयतु अस्तु वा धन्यवादाः